भारतीयतत्त्वशास्त्रं दर्शनम् इति उच्यते तत्त्वशास्त्रदर्शनं दृश्यते अनेन इति दर्शनमस्ति अत्र सांख्यदर्शनम् अस्ति वेदान्तदर्शनम् अस्ति मीमांसा अस्ति न्यायशास्त्रम् अस्ति तत्रापि भेदः अस्ति वैशेषिकमतम् अस्ति तर्कशास्त्रम् इति भेदः अस्ति एतत् सर्वम् अनेन दृश्यते इति दर्शनं अत्र वेदान्तम् इति शास्त्रम् अस्ति वेदान्तशास्त्रे कर्मकाण्डं समाप्य कर्मं सर्वं कृत्वा तदनन्तरं ज्ञानं एव एते सर्वे एतानि सर्वाणि दर्शनानि किमर्तं चेत् मोक्षसाधनानि मोक्षार्थम् एव एते भवन्ति अस्माकं मार्गं किम् इत्युक्ते किमपि स्वीकर्तुं शक्नुमः वयम् अत्र कर्ममार्गम् अस्ति चेत् कर्मं कृत्वा कृत्वा कृत्वा अग्रे गन्तव्यं अन्तिमे मोक्षार्थं ज्ञानम् एव ज्ञानमेव मोक्षमार्गः अतः ज्ञानम् एव आवश्यकम् अतः कर्मं कर्मं कृत्वा अपि अनन्तरं ज्ञानं भवेत् ज्ञानविषये तद्विष्ये उक्तमस्ति वेदान्तशास्त्रे वेदान्ते अङ्गाणि अपि अस्ति षडङ्गाणि वेदाङ्गाणि व्याकरणम् अस्ति छन्दस् अस्ति पूर्वमीमांसा

उत्तरमीमांसा एवं षडङ्गानि अपि अस्ति व्याकरणम् अदिकृत्य शास्त्रं भवति किमर्थं व्याकरणं पठनीयं चेत् एकं तु भाषाज्ञानं भाषा कथम् आसीत् इति व्याकरणम् इति एतादृशं भाषापठनीयम् इति मार्गदर्शनं नास्ति व्याकरणम् इति यदि साक्षात् पाणिनिमहर्षिना उक्तम् अस्ति तत् एवं डाकुमेण्टेशन् भवति एतादृशं प्रयोगे आसीत् इति स्वीकृत्य प्रयोगे कथम् आसीत् इति संगृह्य दत्तमस्ति तदेव व्याकरणं वयं वदामः किल लेङ्ग्वेज् प्रोसिड्स् ग्रामर् व्याकरणनिर्माणात् पूर्वं भाषा आसीत् बहवः जनाः भाषितवन्तः एव भाषा तदनुसारेण बहवः वैयाकरणाः संगृह्य समर्पितवन्तः तदेव व्याकरणम् अत्र व्याकरणशास्त्रं पठामश्चेत् केवलं भाषाज्ञानम् इति नास्ति तादृश तदानीङ्काले जीवनं कतम् आसीत् को गो गो सर्वत्र गो इत्यस्य उदाहरणमस्ति किमर्थं तादृशकाले गो एव जीवने प्राधान्यं आसीत् शकटम् अस्ति गो अस्ति नदी अस्ति एवं व्याकरणं पठामश्चेत् तदानीङ्काले जीवनं कथम् आसीत् तत्र कलाचारः कथम् आसीत् इत्येवं ज्ञातुं शक्नुमः